हरिः ओम् हा वदतु आम् नृत्यकक्षापि भवति पुनः सङ्गीतस्य कक्षा अपि भवति अद्य तु एकवारं सर्वं बेसिक् यत् पाठितमासीत् तद् एकवारम् सर्वं प्र्याक्टिस् कुर्वन्ति तथा च अद्य एका नूतना बालिका आगमिष्यति तत्र ह्यः एव सा मम कृते उक्तवती उक्तवती यद् अद्यारभ्य सा आगमिष्यतीति अतः तां कृते अपि यद्यद् बेसिक् बेसिक् पाठितमासीत् खलु तद् एकवारं तां कृते अपि पाठयतु

पुनः यः यद् गानं पाठितमासीत् खलु तत् एकवारं सर्वे वदन्तु प्रायः अहं अद्य आगन्तुं न शक्नोमि परन्तु एकवारं सर्वे अपि प्र्याक्टिस् कृत्वा एव गच्छन्तु इति श्वः प्रायः न भविष्यति यतो हि श्वः अपि म् मया आगन्तुं न शक्यते मम किञ्चित् कार्यं वर्तते यदि भवति चेत् अहं सूचयामि यदि अ अहम् आगन्तुं शक्नोमि चेत् यदि न शक्यते चेत् प्रायः कक्षा न भविष्यति इत्येव चिन्तयामि ओ का स्पर्धा ओ आम् नाम कुत्र अस्ति बहु सिम्पल् प्रोग्राम् इति अस्ति वा अथवा हा स्पर्धा अस्ति चेत् कीदृशी स्पर्धास्ति न् वरिष्ठस्तरस्य अस्ति वा तर्हि आम् तर्हि तद्दिने एकं पाठितम् आसीत् खलु गणेशस्य न् नॄ नर्तनं तदेव क् करोतु इति अहं तत्सम्यकस्ति अतः हा तदेव करोतु तदेव स समीचीनमस्ति इति भाति आम् करोतु अहम् एकवारं पश्यामि तदनन्तरं तत्र भवति सर्गं कृते इदानीं नामं दत्तवती वा ओ अस्तु तर्हि हा अस्तु

ह पुनः तत्र कला कक्षास्ति खलु तत्र मम सखी सखी आगमिष्यति सा एव एकवारं पाठयति पुनः यत् कलरिङ्ग् बुक् वर्तते तद् एकवारं सर्वे प्र्याक्टिस् कुर्वन्तु नाम पेज् द्वयं वा अट्लीस्ट् कम्प्लिट् कर् कुर्वन्तु पुनः अन्यत् नास्ति खलु अस्तु तर्हि